करावलीप्रदेशे पुरुषकला इत्युक्ते यक्षगानकलायाः प्रशिक्षणार्थं बहवः संस्थाः आः कार्यं कुर्वन्तः सन्तः श्री शिवरामकारन्तः किरेमने शम्भु हेगडे इत्यादयः अत्युत्तमाः कलाकाराः तेषां संस्थाः अपि तत्सन्ति अत्र हुलिवेशा इति नृत्यशैली प्रसिद्धा अस्ति स्वशरीरे व्याग्रस्य त्वक् कतम् अस्ति ततैव वर्णिकान् योजयित्वा नर्तनं कुर्वन्ति नृत्यस्य एतत् नृत्यस्य शिक्षणार्थम् अनेकाः संस्थाः सन् सन्ति अपि तु शिल्पकलायाः शिक्षणार्थं कार्कळप्रदेशे प्रसिद्धः संस्था अस्ति भारतस्य अन्य प्रदेशादपि शी अस्य प्रदेशस्य शिल्पकारान् श्लाघयन्ति विविदसङ्गीतप्रकाराः यता कर्णाटकसङ्गीतं जनपदसङ्गीतं भाव स सङ्गीतम् इत्यादयः ये सन्ति तेषां कृते राज्यस्य बव बहवः प्रदेशे शिक्षणसंस्थाः सक्रियकार्यं कुर्वन्ती सन्ति प्रसिद्धः नटः श्रीशङ्कर्नागस्य स्मरणार्थं तस्य पत्नी अरुन्दती नाग् चत्वारधिकद्विसहस्रवर्षतमे बेङ्गलूरुनगरे रङ्गशङ्करः प्रारम्भम् कृतवति गुब्बि कम्पेनि अपि प्रसिद्धः रङ्गसंस्था अस्ति शिवमोग्गनगरे नीनासं संस्था श्री के वि सु सुब्बण्णा महोदयेन स्थापितम् अस्ति चित्रकालाशालाः बहवः सन्ति ये चित्रकलायाः प्रकारान् इच्छन्ति ते शालां गत्वा शिक्षा प्राप्तुम् अनेकाः संस्थाः भवन्ति